वेदाध्ययनार्थं तु इदानीन्तनकाले अस्मिन्देशे व्यवस्थाः किञ्चिन्न्यूनाः भवन्ति किमर्थमिति चेत् सर्वेषामपि जनानां वेदाध्ययने आसक्तिरपि न्यूना अस्ति एवम् तेन जीविकानयनमपि किञ्चित् कष्टमिति सर्वेषु जनेषु अभिप्रायः अस्ति तेन वेदाध्ययनार्थं जनानाम् आसक्तिरपि न्यूना एव अस्ति तस्मात् व्यवस्थाधिकमपि न्यूनमेव अस्ति यदि व्यवस्थाः सम्यक्भवन्ति चेत् नाम जनाः वेदाध्ययनेन अपि उत्तमं जीवनं जनानांं यथा स्यात् तथा सर्वकारीयं किमपि व्यवस्था भवति चेत् तदा जनेषु वेदाध्ययनेपि आसक्तिः भवेत् तेन वेदाध्ययनार्थं जनानाम् आसक्तिमध्येऽपि सर्वकारीयं वा अथवा तत्त्वस्थजनानां वा किञ्चित् दानमस्ति तत्तु तेन जनानां वेदाध्ययने आसक्तिः अधिका स्यात्